मया मित्राय पद्यम् एकं लिखितम् आसीत् गाम्भीर्यललितागीर्भिः औपातप्रतिभक्कवेः आन्ध्रियां सत् देववाण्यां च सव्यसाचीवराजताम् इति कश्चन भरतशर्मा इति कश्चन मम मित्रम् आसीत् तर्हि इदानीमपि अद् सः अध्ययनं कुर्वन्नस्ति तस्मै नाम प्रेषितवान् आसम् अमुं श्लोकं गाम्भीर्यललितागीर्भिः उपात्तप्रतिभः सञ्जातः भवान् इति पुनः कविः अपि वर्तते अवधानि अपि वर्तते सः तर्हि सः आन्ध्रभाषायाम् अपि कर्तुं शक्नोति अमरवाण्याम् अपि कर्तुं शक्नोति तर्हि उभयत्रापि तस्य गतिः वर्तते इति कारणात् सः सव्यसाचि इति वक्तुं शक्यते इति तथा मया उक्तं तदानीं तेन बहु आनन्दः अनुभूतः पुनः प्रतिस्पन्दनम् अपि सम्यगासीत् तस्य